अहं प्रतिदिनं फ़ेस्बुक् गूगळ् ट्विट्टर् इत्यादि सामाजिकमाद्यमानि उपयु उपयोगं कुर्वन्नस्मि इदानीन्तनकाले बहूनि सामाजिकमाद्यमाः सन्ति ते तु अत्यन्तम् उपकारकाः अपि सन्ति एतेषु वशद्वयं तु वर्तते उपकारकम् अपि भवति दोषयुक् युक्त युक्तमपि भवति परन्तु अधिकतया एतत् सर्वेषां कृते उपकारकमेव अनेन लोके विद् विद्यमानायाः सर्वेषां कार्याणां ज्ञानं ज्ञानं तु लभ्यते अतः मम लोकदृषट्या दृष्ट्याः ज्ञान ज्ञानाभिवृद्ध्यर्थम् एतत् सामाजिकमाध्यमानि अत्यन्तम् उपकारमेव